न अहम् आकाशवाणीं तु न श्रुणोमि परन्तु सर्वकालिकस्य सदा च सर्वोत्तमः भारतीयः कार्यक्रमः आं निश्चयं तं वयं सर्वे वृद्धाः अस्मत् लूप् इत्यत्र पुरातनम् पुरातनं तारकमेहता का उल्टा चष्मा प्रकरणम् द्रष्टुं तृष्णातः आरभ्य आरभ्य नवीनतमप्रकरणं द्रष्टुं समयम् अपि प्राप्य वयं सर्वे वृद्धाः अस्मत् समयः परिवर्तितः स्यात् सहस्राणि कार्यक्रमाणि भवन्ति स्म अस्माकं रुचिः उन्नता स्यात् गुजराती हङ्क् जो जेठ्या इत्यस्मात् अधिकं जोय् इत्यस्य रुचिः आरब्धा स्यात् कदाचित् जीवने एतावत् स्वं नष्टं जातं स्यात् यद्रात्रौ अपि न स्मरिष्यामः रात्रौ सार्ध अष् अष्टवाद् वादनस्य स्लाट् इत्यस्य महत्त्वे सम्भवतः वयं न स्मरामः यत् वयं कथं मातुः पुरतः रोद् रुदिमः यत् अस् अस्मान् तत् अर्धघण्टां यथा दूरदर्शनं द्रष्टुं द दत्तवान् तथा च हां मित्राणि वयम् अपि सम्भवतः एतत् तथ्यं विस्मृतवन्तः अस्माकं प्रियस्य गोल्डन् क्रो पुरस्कारविजेतस्य पत्रकारस्य पोपट्लाल् पण्डितेयस्य कृते अद्यापि अस्माकं कृते उपयुक्ता वधूः न प्राप्ता पश्यतु मया तत् स्मितं प्राप्तं किं न अस्तु तारक् मेहता को उल्टा चष्मा इत्यस्य विषये एव तत् तदेव अस्ति